मम गृहे एकः लघु उद्यानः अस्ति बहु बहु दीर्घः तु नास्ति केवलं लघूध्यानम् अस्ति तर्हि तत्र बहु मशकाः कीटाः क्रिमिणः तत्र इतः उतः आगच्छन्ति तर्हि मम गृहं समीपे एकः नैसर्गिकोपचारः उपचारः उपचारकेन्द्रम् अस्ति तत्र गोविज्ञानम् इति के केन्द्रतः स्प्रे मशकः कीटक इत्यादिकानां कृते एक स्प्रे अस्ति सः स्प्रे किमस्ति नैसर्गिकरूपेण निर्मिता आसीत् तर्हि यदि यदि मशकाः कीटाः आगच्छन्ति तर्हि अहं तस्य उप उपयोगं कृत्वा तेषां निर्ग निर्वहनं कर्तुं शक्नोमि